अस्माकं राजस्थानप्रदेशे प्रायः सर्वेषु उत्सवेषु दाल्बाटि चूर्म इत्यस्य भोज्यपदार्थस्य निर्माणं जनैः क्रियते वस्तुतः वर्तमानकाले पदार्थे अस्मिन् वैविध्यं दरीदृश्यते यथा बाटी इत्यस्य निर्माणं गोमयाधारेणापि भवति कुत्रचित् उष्णोदकप्रयोगोपि अस्य निर्माणे क्रियते भोज्यपदार्थे अस्मिन् घृतादिकं प्रयुज्यते एतदेव भोज्यपदार्थं विभिन्नेषु उत्सवेषु निर्मातुम् इच्छाम्यहं